विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य पञ्चमदिनाङ्कः विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य षट् दिनाङ्कः विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य सप्तमदिनाङ्कः विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य अष्टमदिनाङ्कः विंशस् विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य नवमः दिनाङ्कः विंशत्यधिक द्विसहस्रतमवर्षस्य जून् मासस्य चतु चत्वारिदिनाङ्कः विंशत् विंशत्यधिक द्विसहस्रतमवर्षस्य जूलै माश् मासस्य पञ्चतमः दिनाङ्कः